अहं दण्डकलाम् अभ्यस्यामि दण्डस्य विभिन्नेन प्रकारेण चालनम् अस्यां युद्धकलायां बहु मुख्यं पात्रं वहति इयम् अभ्यासवृत्तिः मह्यं बाल्याद् एव जाता वर्तते मम मित्रम् एतत् एताम् अभ्यासकलां मां बोधयत् अनेन दण्डचालनक्रमेण अस्माकं मनसि उत्साहः जनयति धैर्यं मनसि प्रादुर्भूतं भवति इतोपि अतिशयेन अनया युद्धकलया अस्माकम् आत्मविश्वासः वर्धते कष्टे सन्दर्भे यदा शत्रवः अस्मान् बाधन्ते आक्रमणं कुर्वन्ति अस्माकम् उपरि तदानीम् एषा युद्धकला अस्मान् रक्षति